हलो भवती चायं निर्माति वा अवश्यं तर्हि इदानीमहं चायम् इच्छामि परन्तु अहम् आर्द्रकस्य प्रयोगं न करोमि अतः शुष्क आर्द्रकं प्रयुज्य भवति चायनिर्माणं कर्तुं शक्नोति वा इदानीं पञ्चनिमेषे पञ्चदशनिमेषेभ्यः परं तु मया कुत्रचित् गन्तव्यमस्ति अतः तावत्पर्यन्तमहमुपवेष्टुं न शक्नोमि परन्तु अस्तु तर्हि चायं विहाय अन्यत् किञ्चिदपि अस्ति वा एवम् एवं तर्हि कोल्ड् काफ़िमध्ये अपि अन्ये विकल्पाः वर्तन्ते वा एवं वा अस्तु तर्हि एतेषु त्रिषु एव भवती एव वदतु अत्यन्तमेव रुचिकरं किं भविष्यति इति अस्तु तर्हि इदानीं तु अहमेकवारं पूर्वं चोको कोल्ड् काफ़ि एकवारं पीतवान् परं तन्मह्यं न रोचते इदानीं तर्हि एकं कार्यं करोतु भवती इदानीं सामान्यमेव कोल्ड् काफ़ि एकवारं रचयतु तर्हि सामान्यं अस्तु तर्हि सामान्यं कोल्ड् काफ़ि अद् अधिकं मूल्यं तु नास्ति खलु अस्तु तर्हि एकवारं भवती सामन्यमेव कोल्ड् काफ़ि निर्मातु अस्तु तर्हि एक् एकं एकं क्षणं तत्र अधिकं स्ट्रोङ्ग् मास्तु एतद् तर्हि एक् एकं कार्यं करोतु स्ट्रोङ्ग् अपि भवती करोति चेत् तर्हि मधुरमपि योजयतु तर्हि एवं यतो हि अधिकमेव कटु भवति चेत् तर्हि तदपि न रोचते परं तत्र तस्य नाम काफ़ि स्वादः एव नास्ति तदपि न रोचते अतः सामान्यमेव को नाम स्ट्रोङ्ग् अपि करोतु अपि च मधुरमपि करोतु तद् न तदनुकूलमेव रचयित्वा आगच्छतु तावत् पर्यन्तम् अहमपि तत् आपणं प्राप्नोमि दशनिमेषेषु प्राप्नोमि दशनिमेषेषु भवति वा अस्तु तर्हि दशनिमेषेषु अहं तत्र आगच्छामि धन्यवादः अस्तु आं धन्यवादाः